मम चित्रलेखनविषये अपार आसक्तिः अस्ति अहं मयूरपक्षिणः चित्रलेखनं कर्तुम् उत्सुका अस्मि कथम् इति चेत् मयूरः अस्माकं राष्ट्रपक्षी सदा सः षट्जस्वरे शब्दापयति नाट्यशास्त्रे षट्जमयूरो वदति इति लक्षणं भरतमुनिना उक्तं भवति अस्मिन् चित्रणे मया सदा मुदम् अनुभूयते